अहं तु कुत्रापि आगन्तुं न इच्छामि किन्तु तथा छाया ग्रहणस्य कृते काश्मीरः सम्यक् अस्ति सर्वे जानन्ति एव काश्मीरे तु बहु सुन्दरम् अस्ति अनन्तरम् अरुणचलम् अरुणाचलप्रदेशे अपि सम्यक् अस्ति अनन्तरं डार्जिलिङ्ग् मध्ये डार्जिलिङ्ग् मध्ये स टैगर् हिल्स् मध्ये यदा सूर्यास्तः भवति तत्तु द्रष्टुं नेत्रद्वयं न्यूनम् इति भासते बहु प्रातःकाले यदा सूर्योदयः भवति शीघ्रमेव गन्तव्यं भवति तत्र त्रिवादने एव गन्तव्यं भवति तत्र प्रातः काले यदा सूर्योदयः भवति पूर्ण आकाशः केसरवर्णस्य भवति अनन्तरम् एकमेकम् अत्र तत्र लघु लघु दीपानि प्रज्वलितम् इति भासते तद् तथा कोपि छाया चित्रग्रहण ग्रहणं करोति चेत् बहु उत्तमं भवति वयमपि कृतवन्तः यदा गतवन्तः वयमपि चित्रग्रहणं बहु कृतवन्तः अनन्तरं काश्मीरस्ति उक्तवती डार्जलिङ्ग् अनन्तरम् अत्र किञ्चित् इण्टीरियर् इण्टियरियर् कर्नाटका सर्वं वदामः चेत् गोकर्णः गोकर्णे तु समुद्रतीरम् बहु स्वच्छम् अस्ति सिकतं सिकतं सर्वं बहु स्वच्छम् अस्ति तत्र समुद्रे गत्वा स्नानं कर्तुं वा तथा बहु शुद्धजलम् अस्ति आनन्तरं गोवा गोवा तु सर्वे जानन्ति एव गोवा अपि चित्रग्रहणार्थम् उत्तमं स्तलम् अस्ति वयं गच्छामः चेत् सर्वदा अस्माकं कुटुम्बः मित्राणि मिलित्वा एव गच्छामः अतः तथा एका तु कुत्रापि अहं गन्तुं न इच्छामि एव अस्माकं कुटुम्बः मिलित्वा गच्छामः चेत् किञ्चित् फ़ेमिलि बोण्डिङ्ग् अपि भवति तथा भवति अतः तावदेव तावदेव कुत्रचित् प्रवासम् आगच्छ किं न न कुत्रापि न भारतदेशे तु अहम् उक्तवती इतोपि कार्वार् बहु सम्यक् अस्ति द्रष्टुं मुरुडेश्वर तत्र शिवः शिवदेवः शिवस्य देवालयः अस्ति छायाचित्रं स्वीकर्तुमपि उत्तमं स्तलम् अस्ति मुरुडेश्वर अनन्तरं दाण्डेली इदानीं बहु बहवः दाण्डेली अपि गच्छन्ति तत्र नदी कालिनदी प्रायः तत्र हा कालिनदी एव कालिनदी अस्ति अनन्तरम् एतस्मिन् वर्षे तु बहु वर्षाणि अभवन् अतः सर्वत्र हरितवर्णस्य वृक्षाः बहु सम्यक् दृश्यते भावचित्रं तत्रापि भावचित्रस्य कृते दाण्डेलि अपि सम्यक् अस्ति अजन्ता एल्लोरा अनन्तरम् अजन्तायल्लोरा कर्नाटकदेशे शिल्पकला कृते अपि कानिचन स्तलानि सन्ति इदानीं स्मरणे न आगच्छत् अस्ति